हरिः ओम् हा नमोनमः कथमस्ति भगिनी

आमां भवती संस्कृतविषये किं किं जानाति किञ्चित् इत्युक्ते पाठशालायामासीत् तदा संस्कृतं पठितवती आसीत् तस्मात् परं तस्मात् परं संस्कृतविषये कोपी सौगन्धः नास्ति वा संस्कृतविषये कोपि अह आमां तर्हि अहं संस्कृतभारती नाम्ना एका संस्था अस्ति सा भारतदेशे अपि तस्याः शाखाः प्रचलन्ति एव भारतस्य बहिः अपि प्रचलन्ति केचन देशान् सन्ति शाखाः स सन्ति तर्हि भ संस्कृतभारती सम्भाषणशिबिराणि चालयन्ति तस्मात् परं भाषाप्रबोधनवर्गः प्रबोधनवर्गः यः सोपानमस्ति तत्र यथा सम्भाषणवर्गः यदि भवति करिष्यति पञ्चदश द्वादश पञ्चदश दिनात्मकं तत् वर्गः भवति प्रतिदिनं होराद्वयमेवं प्रचलति तर्हि तत् तद् यदि भवती करिष्यति तस्मात् परं भवति भाषाबोधनवर्गः कर्तुं शक्नोति तदपि निवासीवर्गः भवति तत्र पञ्चदश दिनात्मकं निवासीवर्गः भवति भाषाबोधनवर्गः यदा भवति तस्मात् परं भवती शिक्षकप्रशिक्षकवर्गः वा प्रबोधनवर्गः यदस्ति तदपि निवासीवर्गः भवति तदपि पञ्चदश दिनात्मकः वर्गः भवति ए तथैवे सोपानेन भवती अग्रे अग्रे गन्तुं शक्नोति तत्र केवलं संस्कृतेन एव सम्भाषणं भवति यत् सम्भाषणशिबिरं भवति खलु तद् अत्र पाण्डे लेऔट्मध्ये प्रचलितः वर्गः तस्य हा श् द्वादश द्वादशदिनात्मकमस्ति दशद्वादश दिनात्मकः आं दिना होराद्वयम् प्रतिदिनं होराद्वयं हा प्रतिदिनं होराद्वयम् एव प्रचलति तस्मात् परं सम्भाषणवर्गात् परं अनुवादः वर्गः अपि प्रचलति यतो हि सरावः आवश्यकं खलु अतः अतः तदपि प्रतिदिनं वा सप्ताहे एकवारम् एव मेलनं भवति तत्र यदि भवती आगन्तुं शक्नोति तर्हि आगच्छतु अहमग्रे तत् तदनुसारमहं भवतीं सूचयिष्यामि भव आमां हा पाण्डे लेऔट्मध्ये हा यदि अहं न भवामि तर्हि अन्यत् कोपि यदि कोपि भवति तत्र सः कोपि सः वा सा कोपि भवति तत्र ते भवती सूचयितुं शक्नोति हा सविस्तरेण तस्मिन् विषये हा भवत्याः एतद् भवत्याः क्रमाङ्कः अस्ति वा तर्हि अहम् एतद् अहम् एतदहं मम सेव् मम दूरवाण्यां सेव् करोमि यदा वर्गः भविष्यति तदा सूचयिष्यामि हा एवाहं कार्यालये अपि वदिष्यामि यद् भवती कर्तुमिच्छतीति अस्तु हा आं मिलामः मिलामः साधयामि धन्यवादः